मम राज्ये नाम कर्णाटके श्रीकृष्णजन्माष्टमी अनन्तरं गणेशचतुर्थी नागपञ्चमी दीपावली कार्तिक्पूर्णिमा शिवरात्रि युगादिपर्व श्रीरामनवमी एताः एते सर्वे उत्सवाः आचर्यन्ते अहमपि तान् उत्सवान् आचरामि विशेषतः अस्माकं मङ्गलूरु रथोत्सवः बहु प्रसिद्धः अहं पूर्णतया तस्मिन् विषये भागं स्वीकरोमि